हा हरि ओम् नमस्ते वित्तसञ्जायिका खलु अहं वित्त वित्तसञ्चायिका खलु भवति आम् अहम् अत्र एकं गृहनिर्माणकार्यं कुर्वन्नस्मि भवत्याः समयमः समयः अस्ति वा इदानीं सम्भाषयितुं शक्यते वा हा सत्यं सत्यं गृह गृहनिर् गृहनिर्माणकार्ये एव मग्नः अहम् परन्तु बहि बहिष्ठात् धनं नागतम् अत एव पञ्चवर्षपर्यन्तम् अत्र ऋणत्वेन धनं दातुं शक्यते वा कीयत् धनं दातुं शक्यते उडुपीनगरे एव भवति प्रायः तत्र लघु गृहं गृहं लघु एव भवति परन्तु तत्र स्थलावकाशः बहु बहु अस्ति आ तत्र रेट् अपि पञ्च ल्याक् फैव् ल्याक् पर्यन्तमपि तत्र सैट् मध्ये अत एव भवद्भिः हा

कार्यं कृतम् फौण्डेषन् इत्यादि फौण्डेषन् इत्यादि इत्यादिकं समाप्तम् तत्रा हा हा सत्यं अर्धगृहं जातं प्रायः

हा सत्यं पत्राणि सन्ति हा

ओके हा पत् पत्राणि दृष्ट्वा वक्तुं शक्यते वा

आम् ह्म् सत् ह्म्

ह्म् आम् हा सत्यं सत्यम् ह्म् ह्म् आनयामि आनयामि हा हा आ

हा श्वः दूरवावाणीं कृत्वा आगमिष्यामि भवती तत्र लभ्यति खलु ह्म् सायंकाल् प्रायः सायंकाले प्रायः सायंकाले आगमिष्यामि वा अथवा कार्यालयं प्रति अस्तु महोदय अस्तु अस्तु श्वः मिलामः धन्यवादः